आं मम क्षेत्रे बहवः प्रसिद्धाः विद्यालयाः सन्ति नाम भवन्स् सेण्टर् पायिण्ट् डि पि एस् कुर्वेज़् वीर मुण्ड्ले सेण्ट् जोसफ़् केन्द्रीयविद्यालयः सञ्चेति विद्यालयः पण्डितः बच्छराजविद्यालयः सेण्ट् पाल् विद्यालयः हडस् विद्यालयः निरीविद्यालयः सरस्वतीविद्यालयः परान्स्पे विद्यालयः बहूनि बहवः विद्यालयाः सन्ति तेषां वैशिष्ट्यं इत्युक्ते तत्र छात्राणां सङ्ख्या तत् पटसङ्ख्या बृहदस्ति तेषां बृहद् भवनमपि अस्ति बृहत् क्रीडाङ्गणम् अपि अस्ति तत्र अनुभविशिक्षकगणः अस्ति सन्ति एवम् तत्र शिक्षायाः गुणवत्ता तु बहु सम्यक् अस्ति आं नागरीकाः सन्तुष्टाः सन्ति गुणवत्ता विषये तेषाम् एवं ते भिन्नभिन्नक्षेत्रे विद्यार्थिनां ते प्रोत्साहनं ददाति एवम भिन्नभिन्नक्षेत्रे भिन्नभिन्ने कार्यक्रमे प्रतियोगिता याः ते भागं स्वीकुर्वन्ति राज्यस्तरे राष्ट्रीयस्तरे याः याः प्रतियोगिताः सन्ति तेषां ते भागं स्वीकुर्वन्ति अतः तेषां गुणवत्तायाः विषये किमपि शङ्का नास्ति